वेदः चतुर्धा विभक्तः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः इति ऋग्वेदः तावत् यत्र अर्थविषयेन पादव्यवस्था अस्ति तेषां छन्दोवत् मन्त्राणां नाम ऋक् इति वेद्यं समूहः एव ऋग्वेदः इति पदेन व्यवहृतः यजुः इत्येतत् पदं यज् धातोः उस् प्रत्यये कृते निष्पद्यते यस्मिन् वेदे यज्ञयागाः इति क्रियाकलापानां विषये उच्यते सः यजुर्वेदः इति उच्यते सामवेदः तावत् साम सामात्मकः नाम गानात्मकः वर्तते मन्त्राणां यत्र गानरूपेण उच्चारणं सः सामवेदः इति उच्यते एवमेव अथर्ववेदः अथर्ववेदेषु तावत् तत्रापि विविधरूपेण वेदानां विषये उच्चते मया तावत् यजुर्वेदः पठितः यजुर्वे यजुर्वेदः द्विधाविभक्तः कृष्णयजुर्वेदः शुक्लयजुर्वेदः इति सामान्यतया दक्षिणभारतेषु कृष्णयजुर्वेदः प्रसिद्धः तस्यैव अध्ययनम् अध्ययनं चलति मयापि कृष्णयजुर्वेदस्यैव अध्ययनं कृतं कृष्णयजुर्वेदे तावत् संहिता ब्राह्मणम् आरण्यकम् इति विभागत्रयं तस्य विभागत्रयस्यापि अध्ययनं सम्पूर्णतया समापितम् हा